मम क्षेत्रे केवलम् प्राकृतिकं मूलरूपेण केवलम् व्रिहिः जातम् द्रव्यम् अरण्यजातं द्रव्यम् तु सन्ति इदानीम् समये तु जनाः तु कृषिजातद्रव्यम् अरण्यजातं द्रव्याणां द्रव्याणां तु व्यवहारं तु कुर्वन्ति अतः यूदि जनाः कृषीजजातम् द्रव्यम् अरण्य जातं द्रव्यं नीत्वा व्यापारं कुर्वन्ति चेत् तर्हि जनाः बहु धान्यम् प्राप्तुं शक्यन्ते